मां विना कुटुम्बे मम माता अपि उद्यानकार्यं करोति एवमेव मम पिता अपि कृषिकः अस्ति सः बहूनि कार्याणि क्षेत्रे करोति मम गृहं पुरतः पुष्पादिकं सस्यादिकं बहु अस्ति त् तत्रत्यं परिपालनं मम माता एव करोति अनन्तरं मम पिता कृषिकार्यं करोति सः बाल्यकालादेव तत्र रुचिः प्रदर्शितवान् कुत्रापि न गतवानेव नाम कृषिकार्यं गोपरिपालनम् इत्यादिकमेव कुर्वन् इदानीमपि तत्कार्यमेव कुर्वन् वर्तते